शिक्षणव्यवस्थायाम् एवं समूहमाध्यमे च अवश्यं संस्कृतस्य उचितस्थानं वर्तते एव यदा वयं शिक्षणव्यवस्थायां संस्कृतस्य परिचयं कुर्मः तदा छात्राः संस्कृतज्ञानवन्तः भवन्ति एवं समुहमाध्यमेषु च यदा संस्कृतस्य उपयोगं कुर्मः तदा संस्कृतभाषायाः प्रसिद्धिः वर्धते एवं जनाश्च संस्कृतज्ञानवन्तः भवन्ति यदा छात्राः एवं जनाः समाजे संस्कृतज्ञानयुक्ताः भवन्ति तदा ते संस्कृतभाषायां विद्यमानग्रन्थान् अध्येतुं प्रभवन्ति तस्मात् संस्कृतग्रन्थेषु विद्यमानः एवं गूढः विचारः सर्वैरपि ज्ञातुं शक्यते एवं भारतीयपरम्परायां प्राचीनकाले ये विषयाः आसन् ते विषयाः आधुनिककाले अपि अस्माभिः स्वीकर्तुं शक्यन्ते